वयं यत् यत् कार्यं कुर्मः तस्य सर्वस्य अपि कार्यस्य एकं लक्ष्यं निश्चयेन भवति कार्यस्य लक्ष्यं यावत्तु मुख्यम् अस्ति तावत् मुख्यम् अस्ति लक्ष्यतिथिः अथवा लक्ष्यदिनं नाम तस् एतस्मिन् दिने नोचेत् तस्मात् दिनात् पूर्वम् अस्य कार्यस्य समाप्तिः भवेत् इति कृत्वा कार्यं कुर्मश्चेत् एव कार्यस्य लक्ष्यं वयं सम्पादयितुं शक्नुमः कदाचित् तादृशः सन्दर्भः आयाति यत्र वयं लक्ष्यदिने तत्कार्यं सम्पादयितुम् न शक्नुमः इति मम अपि तादृशः सन्दरः सन्दर्भः बहुधा प्राप्तः अस्ति उदाहरणार्थं प्रतिदिनम् इदानीं मया क्रियमाणे उद्योग उद्योगे प्रतिदिनं दिनान्ते घण्टाद्वयात्मकं ध्वनिमुद्रणं श्रोतव्यम् इति कश्चित् लक्ष्यमस्ति किञ्चित् लक्ष्यम् अस्ति किन्तु कदाचित् सन्दर्भः आपतति यत्र अहं कार्यान्तरवशात् वा नो चेत् विभिन्नकारणैः दिनान्ते घण्टाद्वयात्मकं मुद्रणं श्रोतुम् अशक्ता भवामि इति तदा तस्मिन् सन्दर्भे अहम् अग्रिमे दिने अग्रिमे दिने तत्पूर्वदिनस्य अवशिष्टं यत् अस्ति तद् स् समाप् समापयितुं पुनश्च तत् दिनस्य घण्टाद्वयात्मकं मुद्रणमपि श्रोतुं कथञ्चित् प्रयासं करोमि तदर्थम् अन्यानि बहूनि कार्याणि परित्यजामि एतदर्थं मम समयः सर्वः अस्य कार्यस्य सम्पादने भवतु मम लक्ष्यं प्राप्तुं सम्पूर्णः अपि समयः तदर्थं दीयते मया एवमेव मम लक्ष्यप्राप्त्यर्थं तद् दिनस्य लक्ष्यप्राप्त्यर्थं कार्यं करोमि अहम्